अस्माकं शालायां करकुशलतायाः विषये बहु मह महत्त्वं दत्तम् आसीत् अर्थात् पेपर् कटिङ्ग् क्रियते स्म तद्वारा बहुविध मोडल्स् निर्मीयन्ते स्म अर्थात् विमानं वा अथवा बोट् निर्माणं वा नौका निर्माणम् इत्यादिकं सर्वम् अस्माभिः सर्वं क्रियते स्म इतोपि विशेषेण रोकेट् निर्माणं क्रियते स्म पेपर् कटिङ्ग् द्वारा इतोपि विशेषेण इत्यादि जोकाली निर्माणमपि अस्माभि तद्वारा क्रियते स्म